मम शैली विद्युताश्रिता अस्ति तत्र विद्युत् प्रकाशनिमित्तम् आवश्यकमस्ति अनन्तरं पाकनिमित्तमपि तस्य उपयोगः अस्ति एवम् विविधप्रकारेण विद्युच्छक्तेः उपयोगः कर्तव्यः भवति अतः अत्यन्तम् आश्रितः अस्मि अहम् व्यजनं सामान्यतया आवश्यकं व्यजनस्य आवश्यकता अस्ति कदाचित् औष्ण्यं यदा अधिकं भवति तत्र वातानुकूलस्य चारणमपि करणीयं भवति अनन्तरं यदा कदाचित् अस्माकं क्षेत्रे यदि विद्युच्छक्तिः नष्टा भवति तर्हि अन्यमाध्यमेन झटिति विद्युत् उत्पादनदृष्ट्या यन्त्रस्य स्थापनमपि आवश्यकमस्ति एवम् अत्र इन्वर्टर् प्रयोगः अपि अस्ति सामान्याः जनाः सर्वत्र स्थापयन्ति विशिष्टः नगरेषु तस्य उपयोगः अधिकः अस्ति ग्रामेषु नास्ति ग्रामेषु तु तैलदीपेन प्रकाशनस्य उपयोगं कुर्वन्ति तैलदीपस्य उपयोगं कुर्वन्ति अनन्तरं करव्यजनस्य उपयोगं ते कुर्वन्ति एव विद्युत् शक्तेः अभावसन्दर्भे भिन्नप्रकारेणापि प्रयोगः अस्त्येव किन्तु अधिकाः विशिष्य मम तु विद्युत् आश्रितत्वम् अस्त्येव